आचारः परमो धर्मः इति तु प्रसिद्धं वचनम् आचारवान् भव इत्युक्ते यदि कश्चिद् आचारवान् भवति चेत् तस्य आचारे संस्कृतं संस्कृति उभयो उभयस्यापि प्रभावः वर्तते भारतीय सनातनधर्मे सनातनीनाङ्कृते संस्कृतं तु प्रथमं सोपानं संस्कृतभाषया व्यक्तिः सुसंस्कृतः भवति एवञ्च तस्य सः आचारवान् भवति एवमेव मम व्यक्तित्वे अपि संस्कृतभाषा सदा प्रथमं स्थानम् आवहति अनेन मम आचरणम् अपि सदाचारेण युक्तम् इति संस्कृतस्य प्रभावः अस्ति मम जीवने यतः मम एवमेव मम वृत्तौ अपि संस्कृतस्य अध्ययनेन संस्कृतस्य ज्ञानेन मम विशेषतया शिक्षकवृत्तिः अत्यन्तम् गौरवान्वितं सम्माननीयं छात्रप्रियम् एवञ्च समाजे सम्माननीयञ्च आसीत् इति कारणेन संस्कृतं मम जीवने अत्यन्तप्रभावपूर्णं कार्यं अकरोत् इति वक्तुं शक्नोमि